हरि ओम् अशोकवाटिका होटल् खलु मया दशनिमेषात् प्राक् एकम् आर्डर् कृतम् तत्र द्वयं निवारणीयम् अस्ति पूर्वं मया पञ्चदोसे पञ्च इड्ली द्वयं पूरि त्रयं चपाति च आर्डर् कृतम् आसीत् ततः पञ्च इड्ली द्वयं पूरि च निवारयन्तु धन्यवादः